मङ्ग्लूरुनगरस्य जनाः प्रामाणिकाः परिश्रमेण कार्यं कुर्वन्ति

अन्यै भावनायै गौरवं ददाति तदर्थे वञ्चनम् अतीव न्यूनमस्ति तस्मात्कारणात् अपराधपरिमाणमपि न्यूनमस्ति दारिद्र्य निरुद्योगकारणमपि न्यूनमस्ति अस्मिन् क्षेत्रे